तन्त्रज्ञानविकासेन तव नाम मम जीवनं परिवर्तनं जातम् अस्ति कथम् इति चेत् इदानीं वयं दूरवाण्याः उपयोगं कुर्मः तत्र किं जायते इदानीं पश्यन्तु यदि तन्त्रज्ञानं न भवति तर्हि सर्वाणि कार्याणि तत्रैव स्थगितानि भवन्ति यथा उदाहरणार्थम् इदानीं वदामि इदानीं पश्यन्तु इदानीम् एकं पत्रं प्रेषणीयम् अस्ति इति चिन्तयन्तु प्रेषणकाले वयम् प्राचीनाः किं कुर्वन्ति स्म पोश्ट् निमित्तं गत्वा पोश्ट आपीस् गत्वा एकं पत्रं तत्र पोश्ट्मध्ये संस्थाप्य प्रेषयन्ति स्म इदानीं तु तथा नास्ति किमर्थम् इदानीं वयं फोन्द्वारा फोटो स्वीकृत्य अन्यस्मै वयं प्रा प्रेषयितुं शक्नुमः तद्

कर्नाटके भवामि किन्तु द्वयोः मुखं वयं द्रष्टुं शक्नुमः परस्परं भावयन्तः यथा इदानीम् अहं वाट्साप्द्वारा वीडियो काल् करिष्यामि तत्र विद्यमानस्थलं पुनश्च तत्र विद्यमानं सर्वमपि वयम् अहं दूरवाण्याम् एव वा अहं द्रष्टुं शक्नोमि पुनश्च तन्त्रज्ञानेन सर्वाणि कार्याणि सुलभानि भवन्ति कुत्रापि गन्तुं तत्र गन्तव्यमेव इति न भवति तत्रैव सुलभतया जायते